तन्त्रज्ञानेन लघुव्यापाराणां विकासान् वयं सम्यक् पश्यामः सर्वत्र तन्त्रज्ञानम् उपयुज्य जनाः अधिकव्यापारं कुर्वन्ति तानि उदाहरणार्थं पूर्वस्मिन् काले धनम् एव दातव्यं धनं नास्ति तस्मिन् समये इति चेत् गृहं प्रति गच्छन्ति पुनः आगच्छन्ति अथवा न आगच्छन्ति परन्तु तन्त्रज्ञानम् इति यदा आगतं तदनन्तरं नेट् ट्रान्स्फ़र् वा क्रेडिट्कार्ड् उपयुज्य व्यापारं वा तादृशम् अधिकं अभवत् एव तेन कारणेन इदानिं व्यापारः अपि अधिकः अभवत् इदानिं तन काले यू पि ऐ ट्रान्स्फ़र् इति अस्ति जीपे वा फ़ोन्पे वा इति भिन्न भिन्न माध्यमेन भिन्न भिन्न नाम्ना सन्ति परन्तु तद् यू पि ट्रान्स्फ़र् इति अस्ति तन्त्रज्ञानम् उपयुज्य एव तादृशम् अस्ति अतः लघुव्यापरम् इति व्यापरम् इति वयं पश्यामः फलव्यापारम् अनन्तरं शाकाव्यापारम् इति मार्गे कोने वयं पश्यामः जनाः इदानिम् तद् स्कानिङ्ग् उपयुज्य व्यापरं कुर्वन्ति एव अतः फलं फलं स्वीकुर्मः दशरूप्यकाणि अथवा विंशतिरूप्यकाणि तस्मिन् समये अपि वयं यू पि ऐ ट्रान्स्फ़र् स्कानिङ्ग् रूपेण वयं क्रीणीमः अतः हस्ते इदानिं धनम् अस्ति अथवा अहं वित्तकोशं गत्वा एव धनं स्वीकृत्या अनन्तरमेव अहं क्रीणामि इति नास्ति यदा कदापि क्रेतुं शक्नोमि तादृशमस्ति इति कारणेन लघु व्यापाराणां विकासः अधिकः अभवत्